कृषकाणाम् आत्महत्यायाः परामर्शाय कोपि हेल्प् लैन्स् न सन्ति इति मन्ये अतः मम क्षेत्रे किमपि परामर्शकेन्द्रं नास्ति कृषकाणां कुटुम्बस्य कृते जीवनं बहु कठिनम् अस्ति किमर्थम् इत्युक्ते ते मुख्य रू कृषिम् एव मुख्यरूपेण स्वीकृताः भवन्ति तेषां उत्तमलाभं न भवति उत्तमलाभः न भवति चेत् ते यदि आत्महत्यां कुर्वन्ति तदा तस्य कुटुम्बः निश्चयेन आर्थिकदृष्ट्या मानसिकदृष्ट्या च बहु कष्टम् अनुभवति